एतत् फ़्यान् आपणं खलु अहं भवताम् आपणतः एकं फ़्यान् स्वीकृत्य गतवती व्यजनं तत् इदानीं पूर्वं किञ्चित् सम्यक् कार्यं करोति स्म प्रथमवेगेन स्थापयामः चेत् प्रथमवेगेनैव चलति स्म इदानीं तु प्रायः एकसप्ताहात् परं किञ्चित् सम्यक् कार्यं न कुर्वदस्ति तत् प्रथमवेगेन स्थापयामः चेत् तृतीयवेगेन चलति तृतीयवेगेन स्थापयामः चेत् न भ्रमत्येव इदानीं तु उष्णकालः वर्तते किं कुर्मः तत्र किमपि तत् परिवर्त्य यच्छन्ति वा भवन्तः इति प्रष्टुं किञ्चित् दूरवाणी कृतवती